मूल्याङ्कानां मुद्रणं तथा पाषाणखण्डानां सङ्ग्रहेषु वस्तुतः प्रथमं मया पाषाणखण्डाः खण्डाः स्वीकृताः इदानीन्तु तस्य धनविषये तस्य मूल्यं तथा अधिकं मू मूल्यम् नास्ति परन्तु स्वाभिमानविषये किञ्च गौरवविषये तस्य मौल्यम् अधिकं वर्तते वसुतः तत् सङ्गृह्य तेषां प्राचीन प्र नाम प्राचीनकाले कथम् शिलालेखाः भवन्ति पाषाणखण्डाः भवन्ति खण्डाः भवन्ति स्म इति विषये ज्ञानम् अर्जयितुम् अपि शक्यते तर्हि तत् पाषाणखण्डं स्वीकृत्य प् यदि तत्र विद्यालयेषु संस्थाप्य पुनः गृहेषु संस्थाप्य प्रदर्शनार्थं यदि तेषाम् उपयोगः कुर्यात् तर्हि बहवः जनाः आगत्य तान् पाषाणखण्डान् पश्यन्ति एवम् एवं प्रत्येकस्य पाषाणखण्डस्य तस्य नाम पश्चात् एकम् एवं पुनः एक एका कथा वर्तते एवं कथा माध्यमेनापि तेषां पाषाणखण्डानां विषये परिचयं प्रदातुं शक्नोति एवम् कथामाध्यमेन च प्रत्येक प्राचीनकाले किद् अस्माकं भारतवर्षः कथम् आसीत् इत्य इत्यस्मिन् विषये अपि परिचयः प्राप्यते तेन परिचयेन बहवः जनाः प्राचीन भारतान् भारतीयानां पाषाणखण्डे पुनः भौगोलिकप्रदेशेषु तेषाम् आसक्तिः भवति एवं प्रकारेण पाषाणखण्डानाम् तात्पर्यं वर्तते